मम प्रदेशं कोयमुत्तूर् नगरमस्ति तत्र कोवै नगर सेन्ट्रल्मध्ये म म मुख्यप्रदेशे व्यापारकार्यं चलति अनन्तरं सेकेण्ड् सर्कळ्मध्ये म इन्डस्टि अत्र तत्र इन्डस्ट्रियलेस्टेट् बहूनि सन्ति अनन्तरं बहिः गच्छति चेत् कृषिकार्यम् अपि चलति अत्यन्तं मुख्यं कार्यमित्युक्ते व्यापारम् अनन्तरम् इन्डस्ट्रि द्वयमपि अत्यन्तं मुख्यं चलति अत्र इन्डस्सियल् एव प्राधान्यं भवति एलेक्टिकल् मोटार् वैन्डिङ्ग् ग्रैन्डस् अनन्तरं नूतननूतनयन्त्राणि निर्मि निर्माणं कुर्वन्तस्सन्ति बहूनि लिफ़्ट् वा नो चेत् किं वदामः इन्डस्सिल् म म एनि कैन्ड् आफ़् इद् मानुफ़ेक्चरिङ्ग् कुर्वन्तस्सन्ति तन्निमित्तं बहूनि जनाः बहिः अन्यप्रदेशतः अत्र हा आगत आगतवन्तः ते अपि अत्रत्य कार्य त् कार्यं जीवनं लभ्यते कृषिकार्यं अपि म चलति किञ्चित्